अहम् इदं पुस्तकं बहूपयोगकम् अस्ति इति धिया स्वीकृतवान् आसं किन्तु एतस्मिन् पुस्तके विषयाः ये लिखिताः ते अस्पष्टाः अप्रस्तुताः असमीचीनाः सन्ति पुस्तकानि अपि समीचीनानि न सन्ति पत्राणि अपि समीचीनानि न सन्ति अतः एनं पुस्तकं न स्वीकुर्वन्तु